नमो नमः आमाम् आं वदतु किं जातं

आमामामस्तु वदतु किमर्थं किमर्थं नाम मीटिङ्ग् जातमस्ति किमपि कारणं वा तस्मिन् आमामां आमामां चर्चा करणीया वर्तते वा चर्चा करणीया वर्तते वा तस्य कृते किम् आमामां वदतु वदतु तर्हि शड्यूल् कथं कृतमस्ति नाम मयापि किञ्चित् हा हा हा आमामां समयः कः समयः कः आमामामां किमर्थमित्युक्ते ममापि न न ममापि किञ्चित् शेड्यूल् वर्तते खलु महामपि किञ्चित् मम कम्पनि मध्ये किञ्चित् कार्यं करोमि अहमपि तर्हि तस्य कृते लिव् लिव् स्वीकृत्य आगत्य आगन्तव्यं खलु

अस्ति मम अहं तत्र नाम कार्यं करोमि किञ्चित् तत्रापि किञ्चित् शेड्यूल् वर्तते तस्यापि तत् तदर्थमेव मया पृष्टं किं कति किल कदा अस्ति मीटिङ्ग् इति वा वक्तुम् आमामामां तर्हि किञ्चिद् नाम शेड्युल् किञ्चित् ममापि तद्दिने कार्यमस्ति किञ्चित् किमर्थं नाम किञ्चित् कर्तुं शक्यते वा इति ममापि तद् तद्दिने एव मम मीटिङ्ग् वर्तते तद्दिने एव आफिस् मध्ये मिटिङ्ग्

आमाम् आम् आमामाम् आमां तत्तु अस्ति नाम किं कथमस्ति नाम आमामाम् आम् आम् आम् आम् किमर्थं नाम किमपि तस्य प्राब्लं वर्तते वा किं तेन अभ्यासः न कृतः इति सर्वं किं

आमामाम् आमामामाम् अस्तु अस्तु आमामां तत्र भवन्तः किमपि न कुर्वन्ति वा नाम किञ्चित् मार्गदर्शनमिति सर्वम् अस्तु अस्तु आगच्छामि भो आगच्छामि